उत्तरभारते तथा दक्षिणभारते विद्यमानानां जनानां मध्ये बहु विशिष्टं वर्तते किमर्थं नाम उत्तरभारते विद्यमानाः जनाः किं भाष्यन्ते किं स्वयम् आहारं स्वीकुर्वन्ते तेषां वेशभूषणं कथं भवति

किमर्थं नाम दक्षिणभारते उत्तरभारते कियत् शैत्यमस्ति तावत् शैत्यं तु नास्ति इति कारणतया अस्माकं दक्षिणभारतीयजनाः स्वेटर् इत्यादिकं न स्थापयन्ति या सा सांस्कृतिकतया सीरे इति धरन्ति उत्तरभारते विद्यमानाः जनाः सर्वे अधिकं स्वेटर् एवं सर्वं स्थापयन्ति अनन्तरं मध्ये तु बहुजनाः तत्र मास्क् सर्वम् अधिकमेव स्थापयन्ति किमर्थं नाम देहली मध्ये इदानीं तु हवामानः समीचीनं नास्ति तत्र वायुः किञ्चित् असमीचीनतया अस्ति इति कारणतया ते सर्वे मास्क् बहुजनाः तु स्थापयन्ति अस्माकं दक्षिणभारतीयजनानां भाषा भिन्ना उत्तरभारते तदा विद्यमानानां जनानां भाषा भिन्ना अत्र दक्षिणभारते विद्यमानजनाः सर्वे कन्नडा इन्दी तुळु एवं सर्वं भाष्यन्ते उत्तरे उत्तरभारते विद्यमानाः जनाः सर्वे अधिकं तु इन्दी एव तत् त्यक्त्वा अन्यत्सर्वं किञ्चित् केचन इङ्ग्लिश् अपि भाष्यन्ते अनन्तरं तेषां राजनियमः किञ्चित् भिन्नः भवति इति अहं चिन्तयामि